मया विमानस्थानकं प्रति कैबं बुकं कृतम् अस्ति यत् मया समये एव विमानस्थानकं प्राप्तव्यम् इति कारणेन भवन्तः मम गृहं कदा आगमिष्यन्ति